अस्मिन् नूतनशताब्द्यां तान्त्रिकविकासस्य अत्यन्तं दृढतया प्रसारः जातः वर्तते तस्मात् नूतनानाम् आप् माध्यमानां विकासः अपि एतेन एव कारणेन जातं दृश्यते एते ये युवानाः सन्ति आभारते वा आब्रह्माण्डे अपि ते सर्वे नूतनं अर्जनक्षेत्रेषु गत्वा नूतनं किमपि कर्तुम् इच्छन्ति एव तत्रापि यूटूब् ब्लागर् वा इन्स्टाग्रामर् तत्र रील्स्टार् भवितुं ते जनाः इच्छन्ति तस्मात् तेषु क्षेत्रेषु गत्वा अहं कथम् अधिकं धनम् अर्जयितुं शक्नोमि ते जनाः इच्छन्ति एव यूटूब् ब्लागर् इति एकं तेषु एकं ए एकं क्षेत्रमस्ति तत्र नूतनविषयाणां चर्चा नूतनम् घटकानां चर्चा कृत्वा समाजमाद्य समाजमाध्यमेन तस्य प्रसिद्धिः कथं भवति इति ते चिन्तयन्ति इन्स्टाग्रामर् इत्यत्र ते रील् इति एकं वर्तते तत् प्रेषयित्वा समाजः माद् स समाजस्य समाजपरिवर्तनस्य कार्यं कथं वयं दृढतया कर्तुं शक्नुवन् शक्नुमः इति ते चिन्तयन्ति तदनन्तरं नूतनम् अपि आगतं वर्तते पाड्कास्ट् माध्यमम् इति तत्रापि एकं किमपि तस्य क्षेत्रस्य विद्वानम् तत्र आहूयित्वा तैः सह भाषणं तैः सह साक्षात्कारः तेषां कृत्वा तदनन्तरं तेषां प्रसारः सर्वत्र ते जनाः कुर्वन्ति भारतीय युवानाः कीदृशान् एषान् अवकाशान् पश्यन्ति इति चेत् भारते पुरातनानि बा हिन्दुमन्दिराणि मन्दिराणि च वर्तन्ते तत्र ते गत्वा तेषां मन्दिराणां समाजे कियत् महत्वं वर्तते पारम्परिककलानां तत्र कथम् उद्गारः जातः वर्तते कथं तत्र उत्कीर्ण उत्कीर्णकार्याणि तैः कृतं वर्तते एतेषां सर्वेषां विवरणं ते यूट्यूब् माध्यमेन वा इन्स्टाग्राम् माध्यमेन ददति तस्मात् यूटूब् इन्स्टाग्राम् तथा ट्रेवेलर् ब्ल् ब्लागर् वा कामेडियन् इति नूतन अवका नूतनः अवकाशः तैः एव निर्मितः वर्तते तत्र गत्वा तैः माध्यमैः एतत् एते जनाः धनम् अर्जयन्ति